भोः खादनार्थम् इड्लि दोसा उत बज्जी इत्यादि पदार्थानां सम्यक् रुचिप्रदानशालाः यत्रकुत्रापि लभ्यन्ते किं तद् ऐन्द्रजालिकाद्वारा भवतु उत साक्षात् द्वारा अपि भवतु कुत्र भवति